अहमेकं लेप्टाब् स्यूतं लेप्टाप् स्यूतम् आन्लैन् द्वारा किं मीशो द्वारा अहं स्वयं किं प्राप्तवती तद् तु बहु उत्तमं क्वालिटि वर्तते किं वर्तते वर्त्अतेस्ति तद् बहु उत्तमम् अस्ति